मम प्रदेशस्य प्रधानः किन्तु विशेषः एकः सांस्कृत उत्सव सांस्कृतिकः उत्सवः अस्ति प्रतिवर्षं वयं फाल्गुनमासे कारणियान्नोम्ब् इति एकः उत्सवः कुर्मः सर्वे स्त्रीजनाः कुर्वन्ति गृहे तत् अस्माकं पत्युः पितुः भ्रातुः तेषाम् आयुः वर्धनार्थं कुर्मः तद्दिने वयं व्रत रूपेण सर्वम् आचरित्वा पूजां कृत्वा तदनन्तरम् एक कोळ्कटै कुळ्कटै कृत्वा तत् देवताभ्यः निवेदयित्वा तदनन्तरम् अस्माकं गण्डस्थले एक पंजकेरि मंजळ् कैर् बन्धयित्वा तदनन्तरम् अस्माकं प्रार्थनां कृत्वा वयम् एतद् कोळ्कट्टै खादामः तत् अन्य स्त्रियः अपि अस्माकं गृहम् आगत्य तेषां ते अपि कर्तुं शक्यते तदनन्तरमेव सर्वे जनाः तत् गृहे भोजनं कुर्वन्ति ह्म् एतत् विदेशीय जनेभ्यः वर्णनम् आवश्यकं ते किमित्युक्ते अस्माकं स्त्रियः सर्वे तस्य पतेः रक्षणं पुत्रस्य रक्षणं पितुः रक्षणं सर्वम् एतद्द्वारा प्रार्थनारूपेण सदा कुर्वन्ति इति अस्माकं सांस्कृतिकः